सद्यः काले बहु उपयुज्यमानाः एप् विशेषाः के दूरवाण्याः उपयोगाः दुरुपयोगाः के तव दृष्ट्या इति प्रश्ने सद्यः काले बहु उपयुज्यमानाः एप् विशेषाः तु बहवः सन्ति अहम् अपि बहूनि एप्स् श्रुतवान् तत्र प्रमुखतया भवति प्रथमं क्रीडाविषये भवति एकम् एप् भवति पब्जी वा भवतु प्रीपैर् वा इति भवतु तत्र पब्जी क्रीडनेन वा प्रीपैर् क्रीडनेन वा बालकानां वा अथवा बालिकानां वा मनसि किञ्चित् क्लेशः विचारः एव भव् वर्धते किमर्थमित्युक्ते पब्जि मध्ये क्रीडनं तु भवति परन्तु तत्र बहवः एडिक्ट् भवन्ति किमर्थमित्युते तादृशः तादृशी क्रीडा एव तद् वर्तते तदर्थं तत्र एडिक्ट् भवन्ति तद् एडिक्ट् यदि ते एडिक्ट् भवन्ति चेत् तत् क्रीडा तत् क्रीडां त्यक्त्वा बहिर् आनयनं तत् बहिर् आग् आगन्तव्यमेव न भवन्ति तेषां तादृशः एडिक्ट् भवन्ति तदर्थं प्रीपैर् वा भवतु ते पब्जि वा भवतु एतादृशः क्रीडा एप्स् भवन्ति तेषां ते अपि एप्स् दुरुपयोगः दूरवाण्ये दूरवाण्यां दुरुपयोगार्थमेव बहवः उपयोगः उपयोगं कुर्वन्ति अनन्तरं इतोपि इदानीं धनविषये एप्स् बहु भवन्ति तान् इदानीन्तनकाले तु आधुनिककाले तु तद् बहु वर्तते ते बहु वर्तन्ते कथमित्युक्ते धनविषये कथम् एप्स् भवन्ति इत्युक्ते इदानीं उदाहरणार्थं रम्मि सर्कल् वा भवतु अथवा किमपि एतादृशः बेट्टिङ्ग् नि बेट्टिङ्ग् बेट्टिङ्ग् आर्थं वा भवतु एतादृशः एप्स् भवन्ति तत्र धनं स्थापनीयं भवति अस्माभिः यदि वयं धनं स्थापयामः अनन्तरं क्रीडामः चेत् यदि यदि एकः बालकः क्रीडति तस्य अदृष्टम् असि अस्ति चेत् धनम् आगच्छति यदि दुरादृष्म् अस्ति चेत् धनं नश्यति तादृशः तादृशसमये मम अपेक्षया बहवः जनाः तत्र धननष्टं बहवः जनानां बहूनां जनानां तत्र धननष्टः एव भवति तथा गृहे अपि आगत्य कलहकरणं वा कोलाहलकरणं वा किमपि वा कुर्वन्ति तेषां तादृशः मनसि विचारः भवति ता तस्मिन् समये धनं नष्ट यदि ब यदि यदा धननष्टं भवति तदा तेषां विचाराः अपि किञ्चित् अन्यदेव वर् अन्यदेव भवति तदानीं गृहे आगत्य अपि कोलाहलमेव कुर्वन्ति एतादृशः दुरुपयोगाः उपयोगाः वा भवतु दुरुपयोगाः वा भवतु दूरवाण्याः मया दृष्टम् एतादृशम्